अहं चेन्नैतः अहमदाबाद् रेल्यानेन गतवती यदा अहं गतवती तदा तत्र एका बालिका मम समीपे आगत्य मम नामं पृष्ट्वा सा म् मम समीपे एव उपवेष्टुमपि इष्टवती अहं त्रि एसिमध्ये प्रयाणं कृतवती किम् अभवत् सा अपि मम आसन्दे एव आगत्य अत्रैव उपविशामि इति उक्त्वा मया सह क्रीडाम् अपि क्रीडितवती सा बहु लघुबालिका आसीत् अतः त सा यदा आगतवती तदा तस्याः माता तस्याः अन्वेषणम् कुर्वती आसीत् अहं न जाने अहं अहं न ज्ञातवती सा अत्र आगत्य तस्याः पुत्रीमपि दृष्ट्वा तद् अन्नतरं तस्याः तु सा बहु सन्तोषम् अनुभूतवती किमर्थं चेत् तस्याः पुत्री कस्याः अपि कस् सा तु भाषणमपि न करोति तस्याः तु मित्राणि अपि न आसीत् किन्तु सा मया सह क्रीडितवती मया सह खादितवती इति दृष्ट्वा तस्याः मातापि बहु सन्तोषमनुभूतवती तद् उत्तमः अनुभवः आसीत् मम प्रयाणं तु अहमदाबाद् गत्वा अपि तदनन्तरमपि अहम् तत् बालिकां तु बहु मिस् कृतवती बहु सा बहु मधुरतया भाषणमपि कृतवती सर्वदा माता माता इत्यपि माम् आहूतवती अतः उत्तमः अनुभवः आसीत्